तत्र द्वि द्विसहस्रतम क्रैस्तशताब्दस्य जनवरी मासस्य प्रथमः दिनाङ्कः द्विसहस्रतम जनवरी मासस्य द्वितीयः दिनाङ्कः द्विसहस्रतमक्रैस्तशताब्दस्य तृतीयः दिनाङ्कः द्विसहस्रतमक्रैस्तशताब्दस्य जनवरी मासस्य चतुर्थः दिनाङ्कः द्विसहस्रतमक्रैस्तशताब्दस्य जनवरी मासस्य पञ्चमः दिनाङ्कः